अहं दीर्घप्रवासकरणसमये तु प्रप्रथमतया वातावरणं कथम् अस्ति इति अहं पूर्वमेव पश्यामि यद्वातावरणम् अस्ति तद् निमित्तं समीचीनम् किं वस्त्रम् अपेक्षितं तद् अहं प्रथमं सिद्धं करोमि तदनन्तरं तद् वातावरणं प्रति तथा तद् प्रवासं निमित्तं यद् सात्विकम् आहारं लभ्यते तदेव अहं स्वीकृत्य खादामि आय्ली फूड् एतादृशं अहं खादितुं न गच्छामि किमर्थम् इत्युक्ते वयम् अन्यत्र गच्छामः तत्र तु जलमपि अन्यत् स्म भवति सो काश्चन सम् देहं प्रति तत् सर्वं समीचनतया न लभ्यते अतः वयं पूर्वसिद्धता कृत्वा एव जलं भवतु अथवा सात्विक आहारं एव स्वीकुर्मः तथैव वस्त्रमपि तद् काले किं निमित्तम् अस्ति तादृश वस्त्रम् एव अहं स्वीकृत्य गच्छामि तथैव मह्यं किमपि वेदना इत्युक्ते कटिवेदना अथवा भुजवेदना एतादृशम् आसीत् चेत् अपि किञ्चित् कालम् अहम् एक्ससैज् योगा एतादृशं कृत्वा तद् वेदनम् अहं निवा निवारितुं शक्नोमि एतादृशम् अहं प्रवासे तु सर्वदा करोमि एकं योगा मैट् अपि अहं स्वीकृत्य गत्वा भवामि प्रतिदिनं योगा कुर्मः सो अतः तावदस्माकं कष्टं तु न भासते